बैक् यानं सम्यक् रक्षणं अहं करोमि दीर्घप्रयाणेषु यदा बैक् यानं नयामः तदा जागरूकतया गच्छामि यत्र कुत्रापि अहं अजाग्रता इत्युक्ते अदृष्ट्वा शीघ्राति शीघ्रं न गच्छामि मन्दं मन्दं गच्छामि सावधानेन गच्छामि तत् यत्र सिग्नल् भवति तत् इत्युक्ते सिग्नल् इत्युक्ते तत्र वाहनं नियन्त्रण दीपाः आगच्छन्ति तत्र अनुसृत्य एव गच्छामि ट्राफ़िक् सिग्नल् इत्युक्ते वाहनं नियन्त्रण दीपानुसारं एव गच्छामि मन्दं मन्दं गच्छामि जागरूकतया गच्छामि अन्येषां कष्टं न कल्पयामि मम मार्गे अहं गच्छामि अधिक वेगेन न गच्छामि वेगेन न गच्छामि सामान्यवेगेन गच्छामि आनन्देन गच्छामि संस्कृतं संस्कृतं पठितं पठन संस्कृतगीतं एवं गीत्वा गायन् अग्रे गच्छामि